भारते बहवः प्रसिद्धाः बैकिङ्ग् मार्गाः वर्तन्ते ते लोकप्रियाः च सन्ति उदाहरणार्थं मनालीतः लेह् अथवा लदाक् मार्गः तत्र सप्त सप्तत्यधिकचतुश्शतं किलोमीटर् वर्तते तस्य लोकप्रियतायाः एवं सिद्धेः कारणं तु अयं मार्गः हिमालयस्य सुन्दरदृश्यैः अत्र ख्यातः वर्तते उच्च पर्वताः वर्तन्ते कठिनप्रदेशेशु प्रदेशैः आवर्तः वर्तते तत्र मुख्यस्थलानि अस्मिन् मार्गे सन्ति रोहुताङ्ग् पास् बराला च ला ताङ्ग्लाङ्ग्ला एवं विश्वस्य सर्वोच्चः बैक्यानमार्गः कार्दुङ्गाला एतादृशाः प्रसिद्धाः प्रसिद्धानि स्थानानि तत्र वर्तन्ते तद्विहाय अन्यत् प्रसिद्ध अन्यः प्रसिद्धः मार्गः लेह् तः तत्र मुब्रा व्याली पर्यन्तः यः मार्गः षष्ट्यधिक एकशतं किलोमीटर् व्याप्तं वर्तते तस्य अस्य मार्गस्य प्रसिद्धेः कारणमपि तत्र अस्मिन् मार्गे खरदुङ्गाला पास्द्वारा गच्छति मरुभूमिसदृशप्रदेशः अत्र दृश्यते विशेषेण तत्र आकर्षक आकर्षकप्रदेशाः रमणीयाः प्रदेशाः अस्मिन् मार्गे वर्तन्ते एवम् अन्यः प्रसिद्धः मार्गः वर्तते स्फिति व्याली हिमालयप्रदेशे वर्तते अस्य प्रसिद्धेः कारणं तु शैत्यप्रदेशः शीतता अस्ति एवं शान्तिपूर्णं वातावरणम् अत्र वर्तते शिलामयाः पर्वताः अत्र दृश्यन्ते नद्यः प्रवहन्ति प्राचीनमठादीनि अत्र दृश्यन्ते एवम् अत्यन्तः रोमाञ्चकरः अनुभवः अयं मार्गः जनयति अतः अपि अतः अयं मार्गः प्रसिद्धः एवं गोहाटीतः तवाङ्ग् गमनार्गः वर्तते अरुणाचलप्रदेशे विंशत्यधिकपञ्चाशत् किलोमीटर् व्याप्तः अयं मार्गः अयं मार्गः अपि हरिद्वर्णयुक्तसस्यैः आवृतः अस्ति एवं हिमाच्छादितैः शिखरैः व्याप्तः वर्तते येन कारणेन अयं मार्गः अत्यन्तं प्रसिद्धः अत्र बोम्डिला तथा सेला पास् इति प्रदेशद्वयम् प्रसिद्धमस्ति सौन्दर्यकारणेन अयम् अपि मार्गः विख्यातः वर्तते